मया छायाचित्रणम् अभिरुचिरूपेण एतदर्थमेव गृहीतं यतो हि सर्वदा भाषामाध्यमेन स्वमनसि स्थितानां भावनानां प्रकाशं कर्तुं कदा कदा क्लेशाय भवति वयं मनसि किञ्चित् अस्ति तत् भाषारूपेण वक्तुं न शक्षामः तत् समये यदि छायाचित्रणं वा चित्रणम् एकं फ़ोटुं यदि पश्यामश्चेत् छायाचित्रं यदि उत्तोलनं करिष्यामः तर्हि तेन बहुकिमपि वक्तव्यात् अधिकमपि दर्शयितुं अवबोधयितुं परान् शक्षामः अतः छायाचित्रणं मया अभिरुचिरूपेण गृहीतम् एवमेव सर्वत्र केवलं भाषणम् एव सर्वं किमपि कर्तुं न शक्यते इदानीं यतो हि एतत् टेक्नोलोजि एज् युगं वर्तते यत् वार्तमानिकी तन्त्र ज्ञानयुगे यदि सर्वं भाषणीयं चेत् तर्हि बहु किमपि बोरिङ्ग् भवति अतः छायाचित्रणमाध्यमेन किञ्चित् ब बहुविस्तारं गुरुविषयमपि लघुत्वेन वक्तुम् अन् परान् अवबोधयितुमपि शक्यते अतः छायाचित्रणं मया अभिरुचिरूपेण गृहीतम्